चतुर्विंशत्यधिक एकोनविंशतिशततमवर्षस्य जून् मासस्य पञ्चमदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य मे मासस्य प्रथमदिनाङ्कः षोडशाधिकद्विसहस्रतमवर्षस्य जनवरि मासस्य दशमदिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य षोडशदिनाङ्कः नवाधिक एकोनविंशति शततमवर्षस्य मार्च् मासस्य द्वितीयदिनाङ्कः